हा नमस्कारः हा वदतु किम् आवश्यकम् भवते हा आम् हा ओ हो हो ह्म् ह्म्

पश्यन्तु यत् भवतां भवतः पार्श्वे क्याश् नास्ति चेत् धनं तु दातव्यम् एव किं किमर्थम् अस्माकं एतत्तु नियमः एव किमपि वस्तूनि क्रीणात् परं क्रीण् क्रयणात् परं धनं दातव्यमेव अतः भवान् पश्यतु यदि भवतः क्रेडिट् कार्ड् इत्यादिकं किमपि अस्ति चेद् अथवा त तेन कार्ड् माद्यमेन चलति अस्माकम् पार्श्वे तद् उपायाः सन्ति भवान् तत् कर्तुं शक्नोति एकवारं पश्यतु

दिनद्वयेभ्यः परं तत्तु महोदयः तत्तु न सम्भवति कारणम् अस्माकम् अत्र नियमः अस्ति चेत् वस्तूनि स्वीक स्वीकरणात् परम् अवश्यं धनं दातव्यमेव अतः भवता किमपि कामपि आह् आहूय अपि देयमेव कारणं भवान् इदानीम् अन् अन्यत् कस्यचित् कम् कमपि दूरवाणीं कृत्वा अथवा मित्रं वा कमपि उक्त्वा धनं प्रेषयतुं वा उक्त्वा अथवा एवं रूपेण कथंचित् भवता दातव्यमेव कारणम् एवं रूपेण अत्र अस्माकं तन्न चलति अतः भवान् किं करोतिति चिन्तयतु एकवारं

ओ अस्तु अस्तु अस्तु तर्हि यतो हि अत्र तु न दीयते तथा तेन प्रकारेण तथापि भवतः पार्श्वे अन्योपायो नास्ति इति विचिन्त्य भवतः कृते अहं तादृश उपायं परिकल्पयामि किञ्चिद् अहं स्व मे स्व मम ज्येष्ठात् पृच् पृष्ट्वा वदामि तिष्ठतु हा तेन तेन उक्तं यद् अत्र मम